मम गिटारवाद्येन सह गायनं कर्तुं बहु इच्छा अस्ति तारयुक्तध्वनिः गिटारः गिटारस्य आधुनिकः रूपम् अस्ति यः आतपस्य तारायुक्ताः रोमेंटिक् किटारात् अवरतिः परन्तु उज्वलः उज्वलः उच्चध्वनिं प्राप्तुम् एस्पात् तारौ तारितः भवति आधुनिकशास्त्रीयगिटार् इव प्रायः केवलं ध्वनिगिटार् इति उच्यते अथवा कदाचित् लोकः लोकल् गिटार् इति अनन्तरं गिटारस्य बहु बहूनि जनानि बहु रोचते गिटार् किमर्थं यद्गिटारस्य उपरि किमपि गातुं शक्नोति गिटारः बहु सम्यक् अस्ति तस्य कुत्रचित् अपि नयनं नेतुं बहु सरलः जायते अनन्तरं तस्य प्रयोगः अपि बहु सम्यक् अस्ति तस्य उपरि बहूनि गीतानि गातुं शक्नोति तस्य गिटारः बहु सम्यक् वाद्यम् अस्ति तत्तु तारयुक्तवाद्यमस्ति गिटारस्य उपरि मम तु रोमाण्टिक् साङ्ग् इति बहु रुचि रोमाण्टिक् साङ्ग् उपरि बहु रुचिः अस्ति किन्तु तद् यद् इन्स्ट्रुमेण्टल् साङ्ग् अस्ति चेत् गिटार् सम्यक् भवति गिटार् इति कुत्रापि नयनार्थं शक्यते कुत्रचिदपि यदा अस्माकं प्रायः गिटारस्य उपरि बहु बहुकालान्तरात् अहम् अभ्यासं न करोमि किन्तु गिटारस्य उपरि ध्वनिः बहु सम्यक् तेन शृणोति तस्य कश्चित् स्टूल् अपि अस्ति भिन्नं भिन्नं प्रकारस्य गिटार भवति अनन्तरं गिटारस्य उपरि अहं बहु मम बहु रुचिः अस्ति तस्य उपरि गातुम् अहं बहु बहुवारं गायनं करोमि किन्तु गिटार एव मम अपेक्षते